हरिः ओम् आम् आम्

आमाम् तद् मा मार्गमस्ति वा तत्र प्रचलति अतः भवती लक्ष्मीनगरतः अज्नीयचतुष्पथः अस्ति न तत्र गत् गत्वा गन्तुं नगरे अहं गच्छतु नगरम् आम् आमामां तत्र आमामाम् आमां तत्र बेरिकेट्स् अस् सन्ति किन्तु तत्र कार्यं प्रचलति अतः भवती कति दिनपर्यन्तम् एव तस्य मार्गे गच्छतु अनन्तरं भवती अन्धविद्यालयस्य मार्गे मार्गतः गन्तुं शक्नोति हा न अहा हा न पूर्वसूचनां वयं दत्तवन्तः आम् आम्

आमाम् अस्माकम् अधिकारिणः सन्ति ना तम् अहं पृच्छामि अनन्तरं वदामि चलति वा आम् आं आमामां सम्यक् हां सत्यं सत्यं पश्यामि पश्यामि आमामाम् आमां तदपि धन्यवादः